विद्यालयस्य अनन्तरं केषाञ्चन बालानां कृते विशेषवर्गस्य आवश्यकता वर्तते यतो हि सर्वेषामपि मा बालानां मातापितरौ बहु पठितारौ न स्तः न भवतः अपि प्रायशः अधुना वर्तन्ते परं तेषां समीपे समयः नास्ति यद् बालानां कृते बालान् उपावेश्य अहं पाठयामि इति तु नास्ति अतः स्वबालान् ते विशेषवर्गं प्रति प्रेषयन्ति विद्यालये अध्यापकेन यत् कार्यं दत्तं तत् सर्वमपि विशेषवर्गं प्रति गत्वा सः अध्यापकस्य पुरतः उपविश्य गृहकार्यं वा भवतु यत्किमपि अभ्यासः करणीयः तद्वा भवतु अन्यत् प्रश्नानाम् अभ्यासः यः पाठः पाठितः तस्य पाठस्य अवगमनम् अभवत् वा न अभवद्वा इति तस्य अध्याप विशेषवर्गस्य यः अध्यापकः भवति तस्य समीपं गत्वा छात्राः तत्र उषित्वा घण्टाद्वयं वा घण्टाम् एकां वा तत्र पठित्वा अभ्यासादिकं कृत्वा पुनः गृहम् आगच्छन्ति अतः अहं मन्ये यत् छात्राणां कृते विशेषवर्गस्य महन्महत्त्वं वर्तते अतः विशेषवर्गः सर्वेभ्यः अपि दातव्यः